कार्यस्थानं भवतु वा सेवाक्षेत्रं भवतु वा यस्मिन् कस्मिन्श्चिदपि क्षेत्रे धर्मसङ्कटं सङ्घर्षो वा भवत्येव यदि मत् क्षेत्रे अथवा मत् कार्यस्थाने तादृश सङ्घर्षः संकटं वा आगच्छति तर्हि मया अवश्यं समीचिनतया तस्य अभिमुखिकरणं क्रियते यत् यः मम प्रमुखः तेन सह आदौ सामञ्जस्यम् मया स्थाप्यते यः कश्चन संघर्षः आयातु यदि कश्चन मां पीडयन् अस्ति काचित् वा पीडयन्ति अस्ति मम कार्ये विघ्नं उत्पादयन्ती अस्ति तर्हि मया मत्प्रमुखेन सह मम स्वामिनः सह सम् समीचीनतया सम्भाषणेन सः आधिक् सः संघर्षः आधिक्येन दूरिकर्तुं यत्नः क्रियते यदि तेनापि किञ्चित् भवितुं नार्हति तर्हि रक्षकाणां समीपे पुलिस् जनानां समीपे मया अयं विषयः उच्यते तद्वारा अहं तं संघर्षम् दूरिकर्तुं यत्नं करिष्यामि